गतसप्ताहे अहम् अमेज़ान् मध्ये एकं पुस्तकम् ओर्डर् कृतवति पुस्तकस्य नाम कल्की कथा मञ्जरी एतत् मम प्रियपुस्तकम् अस्ति मेसेज् प्रा अहं मेसेज् प्राप्तवती यदि पुस्तकं दशदिनं दशदिनान्तरम् एव आगच्छति इति परन्तु पुस्तकं तु अग्रिमदिने एव प्राप्तवति पुस्तकस्य कण्डीषन् बहु सम्यक् अस्ति एतद् दृष्ट्वा मम महान् सन्तोषः अहं बहु तृप्ता अस्मि